नमस्ते नमस्ते आगच्छतु आगच्छतु आगच्छामि भवान् समग्र बेङ्गलुरनगरे यत्र कुत्रापि आह्वयतु आगच्छामि इदानीं कुत्र गन्तव्यं कौरमङ्गल खलु कौरमङ्गल नय नयामि किन्तु मध्ये आगच्छति तत्तु अस्तु अस्तु आगच्छतु चिन्तानास्ति किन्तु किञ्चित् धनम् अधिकं भवति भाटकम् अधिकं देयम् भवान् वदति मार्गं मध्य मार्गं अपरः आगच्छति तस्य मित्रम् आगच्छति एवं न प्रचलति खलु अतः भवान् मिटर् उपरि शतंरूप्यकाणि ददातु महाशया

ओ हो किम् भवतः कल्पना नास्ति वा बेङ्गलुर नगरे भवान् बेङ्गलुरनगरस्य बहिष्टात् आगत्वान् वा तर्हि अद्य प्रथमवारं आटो आरोहणं कुर्वन् अस्ति वा द्विचक्रिका आरोहणम् तर्हि एवं वदति तर्हि शत शतंरूप्यकाणि ब बहु ओ हो समीचीनं समीचीनं शृणोतु एकनिमेषं भवान् एवं वदन् एव गच्छति भवान् कौरमङ्गल समीपे नास्ति महोदया बहु दूरे अस्ति अतः भवान् शतरूप्यकाणि ददातु नयामि इदानीमपि नयामि अहं न नयामि इति न उक्तवान् खलु किन्तु

अस्तु अस्तु आगच्छतु अधिकं मा ददातु भवान् एकैव आगच्छतु मित्रं प छत्रं पत्रं किमपि नास्ति भवान् एक एव उपविशतु नयामि अस्तु अस्तु तर्हि एवं करोतु भवान् यत् सप्ततिरूप्यकाणि ददातु ओहो कीदृश भवान् भवतु इदानीं द्वयोः अपि मध्ये षष्ठि रूप्यकाणि ददातु महोदया विना चिन्तां भवान् उपविशतु अहं नयामि अधिकं सम्भाषणं मास्तु अत्र आवश्यकता अपि नास्ति कृपया उपविशतु अवश्यं नयामि अस्तु अस्तु पर्याप्तं महान् सन्तोषः उपविशतु महोदय कृपया उपविशतु अस्तु